ग्राम्यक्षेत्राणां सांस्कृतिकव्यक्तेः व्यक्तित्वस्य संरक्षणाय प्रवर्धने च पारम्परिकक्रीडयाः सांस्कृतिकक्रीडाः च मुख्यतया कस्यचित् समस्या मूल्यानि अनुष्ठानानि जीवनपद्धतिः च तस्य जीवनपद्धते अन्ते क्रियायाः स्थानं च निर्दिशति समाजस्य अवधारणा एव संस्कृश् संस्कृतस्य अवधारणेपि क्रियायाः समाजे प्रभवन्ति ते किं प्रभवन्ति इति उक्त्वा अहं चिन्तयामि ये मेलनं भवति समाजस्य बहुजनाः संमुखे मेलनं भवति मेलने बहु जनाः आगच्छन्ति तत्र अर्थव्यवस्थापि लब्धुं शक्नोति तत्र एवं बहुजनाः आगत्य एकं सहृदभावं चिन्तयन्ति तत्र आगत्य सर्वेषां कृते एकं अनुष्ठानं जातीयाः सर्वं धर्मः निर्विशेषे एवं भवति अहं मन्यते